कृषकाः पशून् स्वसंपत्तिरूपेण पश्यन्ति तथा तेषां कृते विविधानि खाद्यानि उत्पादितानि तेषां पशूनां रक्षणाय प्रत्येकं तेषां कृते भोजनव्यवस्था तेषां कृते भाषाभवनस्य व्यवस्था कदाचित् केषाञ्चित् पशूनां स्वास्थ्यं सम्यक् न भवति तेषां कृते चिकित्सालयादिव्यवस्था चिकित्साव्यवस्थाश्च तत्र परिकल्पिता अस्ति यदा कदाचित् कश्चित् पशुः अस्वस्थः जायते तेषां सः आरोग्यनिमित्तं तत्र चिकित्सालये पशुचिकित्सकः भवन्ति पशुचिकित्सकः आगत्य पशूनां रोगाणां निवारणं कारयन्ति तेषां कृते ते बहवः व्याक्शिन् इत्यादिकं ददति तथा च कृमिः प्रभृतयः प्रभृतयः रोगाणां प्रभावेण जन्तवः जीर्णाः जायन्ते अतः समयेन प्रतिषड्मासेन तेषां कृम्यादिपरीक्षणं क्रियते तेन पशुः यदि कृमिरोगग्रस्तः अस्ति तेषां कृते औषधव्यवस्था अपि कारणीया भवति यदि कश्चन पशुः विशेषतया एतादृशेन रोगेण पीडितः अस्ति यथा तस्य पशोः तश्य पशोः मनसि किञ्चित् विभ्रान्तिः अस्ति सः शृङ्गयुक्तः अस्ति तदा जनानां कृते सः हानिकारकः भविष्यति पुनः काश्चित् गावः यदि तासां दुग्धे रक्तादि आगच्छति तत् तत्र रक्तादि यद् दुग्धं मध्ये दुग्धे संयोगः भूत्वा जनेषु रोगान् उत्पादितुं शक्नुवन्ति अतः एतत् सर्वं विषये मनुष्याः अवश्यरूपेण सचेतनाः भवेयुः